एवं एवं वा एवं एवम् एवं अस्तु अस्तु महोदय ज्ञातं ज्ञातं मया भवतः प्रश्नान् तर्हि आदौ तु त्रिपुरायां भवतः स्वागतं यदा कदापि आगच्छति चेत् अत्र ए अत्र त्रिपुरायाः त्रिपुरा त्रिपुरादयः मू मूलतः अत्र बङ्गीयाः पुनः आदिवासिजनाः अपि अत्र तिष्ठन्ति महोदय तर्हि आगच्छति चेत् भवान् अहं तत्र पश्य तत्र नाम मातुः तत्र तु नाम वस्तुतः शक्तिपीठ इति कृत्वा अत्र माता मातुः त्रिपुरसुन्दर्याः अत्र मन्दिरं वर्तते तत् अपि भवन्तः द्रश् एवं अत्र अत्र अत्र अगरतलायाः समीपे उदयपुरनामके एवमेवम् उदयपुरनामके स्थानेऽपि अस्ति इतः प्रायः अर्धघण्टा एकघण्टा तत्र अपेक्ष्यते तत्र गम् गमिष्यति चेत् मातुः दर्शनमपि कर्तुं शक्यते पुनः अत्र निर्महल् इति तत्र अत्र जलाशयनिमित्तमेकं तत्र स्थानं वर्तते तत बहुसुन्दरम् अस्ति आगच्छति चेत् तदपि द्रष्टुं शक्यते तत्तु पुरातने काले तत्र अत्र ये शासकाः आसन् ते तैः एतद् निर्मितम् अस्ति तदपि बहुसुन्दरम् आगच्छति चेत् तदपि द्रष्टुं शक्यते पुनः अगरतलायामपि जगन्नाथमन्दिरम् एवम् अस्तु महोदय एवं ओ भोः भवन्तः भवतः कृते किञ्चिद् समस्या प्रायः भवितुमर्हति परन्तु अत्र वस्तुतः शक्तिपीठं यत् शक्तिपीठम् इति कृत्वा प्रायः जनाः तु नाम तत्र आमिषभोजनमेव कुर्वन्ति परन्तु चिन्ता नास्ति भवान् आगच्छति अत्र अहमत्र स्थानीयः एव अस्मि तर्हि यत्र कुत्रापि यदि प्राप्यते तत् प्राप्यते अन्यथा भवान् मम गृहेऽपि तत् भोजनं कर्तुं शक्यते तत्र अपि नाम भवतः कृते निरामिषः एव शाकाहारि एव भोजनं क्रियते

एवम् एवम् एवं भवान् आगच्छति चेत् तत्र आगर्तलायां महाराजा वीरविक्रमविमानस्थानम् अस्ति ततः प्रायः निमेषद्वयाभ्यन्तरे एव मम गृहम् अस्ति तर्हि साक्षात् ततः भवान् मम गृहे आगच्छति चेत् नाम तत्रैव भोजनादिकं समाप्य स्नानादिकं कृत्वा पुनः मम भवान् तत्र गन्तुं शक्नुवः तत्र द्रष्टुं माता त्रिपुरसुन्दरीं द्रश् ये पुनः भुवनानि सन्ति आगच्छति चेत् तत् द्रष्टुं शक्यते महोदय एवं यदा कदापि आगच्छति एवं दूरवाणीक्रमाङ्कं स्थापयतु भवता पार्श्वे यदा कदापि आगच्छति चेत् मां दूरवाणीं करोति चेत् अहं तत् चिन्ता नास्ति महोदय मम प्रार् एवं मिलामः मिलामः प्रणामः नमो नमः नमो नमः